बान्धवैस्सह भोजनस्य आनन्दः भिन्नः एव भवति अहं वर्षे द्विवारं त्रिवारं बान्धवैस्सह भोजनं कर्तुं विभिन्नानां कार्यक्रमाणाम् आयोजनं करोमि ईश्वरस्य कृते प्रसादि इति व्याजं कृत्वा अथवा शिवाभिषेकम् इति व्याजेन अहं कार्यक्रमाणाम् आयोजनं करोमि तत्र मम ये बान्धवाः सन्ति तान् आहूय तैः सह अहं भोजनं करोमि एषः अनुभवः अत्यन्तं दुर्लभं भवति बृहत् कार्यक्रमाणाम् आयोजनं यदा वयं कुर्मः तदा पारस्परिकसहयोगस्य भावना अपि विकसिता भवति व्यवहारस्य विस्तारः भवति सा सामञ्जस्यस्य विस्तारः भवति अतः मम अनुभवः अस्ति यत् एतादृशानाम् आयोजनद्वारा सामाजिकतायाः निर्माणं भवति मनसि आह्लादः भवति पारस्परिक सहयोगस्य भावना अपि प्रवृद्धा भवति इति कृत्वा अहं वर्षे त्रिवारं चतुर्वारम् आयोजनं करोमि